तन्त्राज्ञानविकासेन मम जीवने आलस्यम् अधिकं जातम् अन्तर्जालं तथा स्मार्ट् फोन् इत्येतत् अहं ज्ञानार्थम् उपयोगं करोमि तन्त्रज्ञानेन दूरदेशप्रयाणम् इदानीं बहु सुलभं जातम् अन्तर्जालात् दूरदेशे स्थितानां मित्राणं मेलनं शक्यते अपि च आन्लैन् शापिङ्ग् कर्तुं शक्यते तेन गृहे एव उपविष्य क्रयणं शक्यते बहिः गन्तव्यं नास्ति ज्ञानार्जनाय गूगल् इत्यादिकेन माध्यमेन किमपि अन्वेषयितुं शक्यते तेन अज्ञातममि ज्ञातं भवेत् आन्लैन् बुक्किङ्ग् द्वारा संवर्धे स्थातव्यं नास्ति तेन समयव्ययः न जायते अतः सर्वोपि जनाः इदानीं स्मार्ट् फोन् तथा अन्तर्जालं च इच्छति एवं तन्त्रज्ञानविकासेन बहूनां जीवने परिवर्तितं जातं वर्तते अन्तर्जा